नमस्ते ओला केब् सेण्टर् वा मया श्वः एकादशवादने एर्पोर्ट् गन्तव्यमस्ति तर्हि भवान् कस्मिन् समये आगन्तुम् शक्नोति कृपया सम्यक् समये आगच्छतु धन्यवादाः